ग्रामीणसमुदायेषु क्रीडां क्रीडित्वा व्यक्तिः कान् कौशलान् प्राप्नोति इति चेत् तत्र वयं क्रीडां कथं क्रीडामः इत्युक्ते समीचीनरीत्या एकाग्रतायां वयं क्रीडां क्रीडामः वयं तत्र एकाग्रतायाः प्रदर्शनं कृत्वा का कुर्मश्चेत् यदि कक्षां प्रति गच्छामः कक्षां प्रति गच्छामः तत्र पाठं ये प् पाठं कर्तुम् आगच्छन्ति पाठयितुम् आगच्छन्ति अस्माकं कृते अथवा आध्यापयितुं तत्र वयम् एकाग्रतारूपेण वयं श्रोतुं शक्नुमः पुनः तत्सर्वं स्मरणे तिष्ठति वयं तत्र ते यथा वदन्ति सर्वान् अंशान् वयं विस्मर्तुं कर्तुं न शक्नुमः किमर्तम् इत्युक्ते वयम् एकाग्रता द्वारा वयं तान् सर्वान् अंशान् वयं ज्ञातुं शक्ताः भवामः पुनश्च विकासः अपि जायते के के विकासाः इति चेत् आदौ वदामः सर्वाङ्गीणविकासः सर्वाङ्गीणविकासे बौद्धिक शारीरिक मानसिक बौ सर्वाङ्गीणविकासः इत्यस्मिन् पदे एव सर्वे विकासाः तत्र अन्तर्भवन्ति पुनः क्रीडायां वयम् एकाग्रता एव तत्र प्र प्रधानरूपं भवति अतः वयं क्रीडां सम्यक् क्रीडामश्चेत् पठने अपि अस्माकं कौशलं वर्धितं भवति अतः अत्रैव विरमामि